मम क्षेत्रे नीमवृक्षाः सीताफलवृक्षाः अधिकाः सन्ति नीमवृक्षस्य यानि प पत्राणि वर्तन्ते तानि पत्राणि व्यापारे कथं सहाय्यभूतानि इति चेत् तेषां चूर्णं कृत्वा अथवा लेपादिनिर्माणं कृत्वा व्रणादि उपरि यदि लेपं लेपयति चेत् व्रणः शीघ्रं गच्छति एवं च सीताफलवृक्षस्य बीजानाम् गोमूत्रेण सह लेपः यदि क्रियते केशस्य उपरि तर्हि केशकीटाः न सन्ति एवञ्च सीताफलवृक्षस्य पत्राणि जले उष्णं कृत्वा तद् उष्णजलम् अर्धं यावद् ऊ यावद् उष्णं कर्तव्यं तद् बाष्पीभवनं भूत्वा जलमर्धं भवेत् तज्जलं यदि पशूनाम् उपरि प्रक्षेपणं प्रक्षेपणम् अथवा पा प पशूनां क्षालनं तेन जलेन यदि क्रियते तर्हि पशूनामुपरि लघु लघु कीटाः म्रियन्ते त एवञ्च कीटाः न भवन्ति अपि इमानि वस्तूनि यदि एवं प्रकारेण अस्य उपयोगः तद् जलमाद् माध्यमेन इदं सङ्गृह्य पेकेट् निर्माणं कृत्वा पौच् अथवा निर्माणं कृत्वा तद् यदि विक्रयणं क्रियते तर्हि व्यापारे एतादृश प्राकृतिकसम्पन्नमूलानां सहाय्यं भवितुम् अर्हति